अनुशासनव्यवस्था कुत्र अपेक्षिता भवतः दायित्वं कस्मिन् क्षेत्रे अस्ति महोदय संस्कृतदिवसस्य अयं राज्यस्तरीयकार्यक्रमः बिर्ला ओडिटोरियं मध्ये भविष्यति मम अनुसाशनस्य दायित्वं ओडिटोरियं मध्ये यदा प्रवेशसमये जनाः आगमिष्यन्ति तदा तेषां व्यवस्थायां वर्तते